मम नाम लया गृहे माता पिता पुनः अनुजः अपि अस्ति मम एका मातामही आसीत् पितामही आसीत् सा दिवङ्गतवती तस्य नाम क्लारा इति मम अनुजस्य नाम किं लियो मा मातुः नाम बिबिलिडि पितुः नाम शाजुरिटि मम माता इदानीं संस्कृत अध्यापिका अस्ति इदानीं सा तत् स्टेर् कृतवती मम पिता इदानीं किमपि न करोति मालिषः इष्ट् मेकानिक् अस्ति मम गृहं केरळे त्रिषूर् जिल्लायां चाबक्काड् तालूक् मद्ये पापरड्डिग्रामे अस्ति तत्र अहमिदानीम् एम् ए छात्रा अस्मि अहं साहित्यविषये कार्यम् इदानीं पठने पठन्ती अस्मि मम एक्सां समाप्तमस्ति इदानीं बि एड् कर्तुं करणीयम् इति मम चिन्ता पुनः

ज्ञानमस्ति तत्रापि अहं कार्यं कर्तुं कुर्वती अस्मि पुनः संस्कृतभारत्याः एकम् अङ्गम् अस्मि अहम् एवं रीत्या मम परिचयं कृतवती बहवः बन्धुजनाः सन्ति फ़्रेन्ड्स् अस्ति श्रीलक्ष्मी हरिप्रिया ते च